अहं बेङ्गलूरु नगरे वसन्ती अस्मि गत विंशतिवर्षेभ्यः अत्रत्य वातावरणं तु बहु सम्यक् अस्ति अतः बहिर्जनाः के आगच्छन्ति ते पुनः न गच्छन्ति अत्रैव वसितुम् इच्छन्ति अत्र बहु उष्णम् अपि नास्ति बहु शीतलम् अपि नास्ति सप्त अष्ट मासाः सम्यक् एव भवन्ति मासद्वयं किञ्चित् ग्रीष्मकालः अधिकं भवति मासद्वयं डिसम्बर् जन्वरि मध्ये किञ्चित् शीतलः भवति अन्यथा बहु वातावरणं बहु सम्यक् भवति परन्तु मम मूलस्थानम् अस्ति तमिल्नाडु प्रदेशे अधिकं ग्रीष्मकालः एव दशमासं वा मासान्तरं ग्रीष्मकालः एकं द्वयं त्रयं मासाः एव शीतलं भवति तत् सम्यक् अत्र बेङ्गलूरु नगरे सम्यक् अस्ति वातावरणं अनन्तरम् आं परिवर्तनः जातः एव यदा अहं विंशतिवर्षेभ्यः पूर्वम् अत्र आगतवती तदा बहु शैत्यम् अनुभूतवती एतानि सस्यस्य सस्यानाम् तत् परिवर्तनं कृत्वा अधिकवसति गृहाणि आगच्छन्ति इति कारणात् किञ्चित् अधिकम् उष्णं दृश्यते एव